अहं गृहात् बहिः आपणेषु चाकलेहान् खादितुम् इच्छामि किमर्थं नाम चाकलेहेषु एव मम अत्यन्तम् अभिरुचिः वर्तते अतः अहं चाकलेहान् खादितुम् इच्छामि